यात्रापत्रप्राप्तौ वसतिगृहरक्षणे यात्रासमयज्ञाने रेल् मञ्चसंख्यापरिज्ञाने रेल् निस्थानं वा बस् निर्वासनस्थानानि इत्यादीनां ज्ञाने परिवहनस्य सुगमतायां च तन्त्रज्ञानेन एवं सहायता अभवत् स्मार्ट् प्रौद्योगिकी यथा जि पी एस् निरीक्षणं मोबैल् एप्स् च बस् यानानां रेल् यानानां च स्थानस्य आगमनसमयस्य विलम्बस्य च विषये वास्तविकसमयसूचनाः प्रदातुं निरीक्षितुं साहाय्यं कर्तुं शक्नोति अत्र सार्वजनिकयानस्य निरीक्षणार्थं प्रौद्योगिक्याः उपयोगः भवति इति अभिप्रायः